अहं तु मम बाल्यकाले ग्रामे एव आसम् तत्र प्रतिदिनस्य स्नानादिकं वाप्यामेव अत तरणं प्रतिदिनस्य कार्यम् इति कारणात् कोऽपि न शिक्षितवन्त स्वयमेव किमपि वक्तव्यं चेत् मम अग्रजा अनन्तरं मातापितरौ तेषां कृते गत्वा वयं स्नानं कृतवन्त अत स्वयमेव आगतम् इदानीं बाला तरणकुण्डं गत्वा तत्र तरणं तरणशिकिक्षा सन्ति तत ते ज्ञास्यन्ति जानन्ति अपि अनन्तरम् अस्माकं बाला नगरे सन्तीति कारणात् वयं यदा बहि गच्छाम ग्रामं गच्छाम तत्र नद्यां तरणं पाठयाम अन्यथा वाप्यां कारयाम तदा ते अपि इदानां बाला अपि सम्यक् तरणं कुर्वन्त सन्ति